इदानीम् आधुनिकशिक्षणे केवलबौद्धिकविकासार्थं प्रामुख्यं दीयते तत्र भावनात्मकविकासे अथवा शारीरिकविकासे महत्वं न दीयते एतेन कारणेन मनुष्याः इदानीं केवलधनसम्पादनार्थं इच्छन्ति तेषां पुरतः केवलधनसम्पादनार्थम् एव दृष्टिः भवति भावना शून्या भवन्ति अस्माकं संस्कृतिविषये अपि अज्ञाताः भवन्ति तदर्थम् आधुनिकशिक्षणद्वारा छात्राः ये बहिरागच्छन्ति ते स्वार्थपराः भवन्ति एतदेव परिवर्तनीयम्